नमो नमः भगिनि अपि तत् आं मया चिन्तितं भवती न अभिजानाति न वा इति यतो हि बहुकालः अभ बहुकालः अभवत् तर्हि मया चिन्तितं भवती मां मम नाम जानाति स्म स्मरति न वा इति

अस्तु हा अस्तु तर्हि मम उपनेत्रं भग्नं नूतनम् आवश्यकं अतः कः कः का तारिणी भवेत् मम भवतु

अस्तु आं म अहं मम अपेक्षा तु अस्ति अल्पमूल्यः आबन्धः यतो हि जानामि अहं काचस्य मूल्यं तावदधिकं नास्ति आबन्धस्य मूल्यमेव अधिकमस्ति भोः

सत्यं तथापि तदपि दर्शकः तु काचः भवति नु न आबन्धः तर्हि काचः महत्त्वपूर्णः नु तर्हि आबन्धस्य कृते आबन्धस्य कृते किं महत्त्वं तत् यत् अल्पमूल्यं भवेत् तदेव अस्तु मम कृते अस्ति वा भवत्याः आपणे